मया अष्टमे वा दिनाङ्के राम्टेकनगरतः अमरावती नगरं गमिष्यामि मह्यं भवतः यानम् आवश्यकम् अस्ति ततः तत्कारणात् भवतः यानं मिलति वा न इति मिलति तर्हि तस्य यत् यानस्य मूल्यं किम् इति